मम क्षेत्रस्य मेम्बर् आफ् दि पार्लिमेण्ट् वर्तते नळिन्कुमार् कटील् तस्य समीपे मम सम्भाषणं जातं किन्तु क्षेत्रस्य विषये तस्य ज्ञानम् अधिकं वर्तते इति अहं न भावयामि पुनश्च सः क्षेत्रस्य समस्यान् पार्लिमेण्ट् मध्ये न स्थापयति इत्यतः अस्माकं खेदः वर्तते सः द्विवारं मेम्बर् आफ् दि पार्लिमेण्ट् व्यक्ति अभ्यर्थिरूपेण सः चितः किन्तु तस्य विषये अत्र क्षेत्रीयजनाः ये वर्तन्ते तेषां कृते अभिप्रायः भिन्नः वर्तते पुनश्च सः अध्ययनमपि न करोति एवं भाषाविषये तस्य होळ्ड् नास्ति इत्यतः अहं तस्य चयनम् अग्रे मेम्बर् आफ् दि पार्लिमेण्ट् इति रूपेण कर्तुं न इच्छामि पुनश्च अयम् अनुभवः अग्रे देशस्य वर्धनाय अनुकूलं भवति इति मत्वा अन्यः कश्चन शिक्षितः आफ् दि पार्लिमेण्ट् भवति भवेत् इति मम आशा